नमस्कारः भूमिक्रयणे विक्रयणे विक्रयणे यदस्ति इदानीमहं वदामि तत्र भूमिक्रयणे अतीव श्रद्धा आवश्यकी पञ्ज वा दश पत्राणि वा डोक्युमेण्ट्स् सम्यक् परिशीलनीयाः अधी अधिवक्तुः वा वा न्यायवादिनः साहाय्यम् आवश्यकं चेद् स्वीकरणीयं पूर्वतनपत्राणि डोक्युमेण्ट्स् अपि परिशीलनीयानि सन्ति अनन्तरं पूर्वं तु करं विना अपि करं न्यूनीकृत्य दर्शयित्वा अपि तत्र क्रयणं प्रचलन्ति स्म इदानीं तु तद् यद् करः अस्ति तद सम्यक् दर्शनीयम् इति व्यवस्था अस्ति अनन्तरम् एतद् यदि अस्माकं धनस्य अपेक्षा अस्ति तदा यदा विक्रयामः कदाचिद् यदि शीघ्रम् आवश्यकं चेत् मूल्यं सम्यक् न लभामः अतः विलम्बं यदा कदापि विक्रयणम् अभवत् चेद् भवति चेद् प्रश्नः नास्ति एवं चेद् धनं लभति शीघ्रमेव विक्रयणं कृत्वा धनं लभेयं लेभेयं चेत् तद् प्रयासः तद् धनलाभार्थं तद् सम्यक् तद् सुन्दररीत्या स्थापनीयम् इति अस्ति तत्र उद्यानः तत्र छायां सर्वम् सम्यक्रीत्या वर्णान् सर्वान् स्थापयित्वा तत्र वृक्षान् स्थापयित्वा यः कोपि पश्यति तद् क्रेतुम् उत्सुकाः भवितव्यं तावद् सुन्दरभूमेः इव तद् परिवर्तनं करणीयं तदा एव तस्य मूल्यं वर्धयति मूल्यवर्धनेन एव अत्र बहवः धनक्रयणविक्रयणेन धनिकाः सञ्जाताः धन्यवादः